अस्माकं वयस्य नववर्षतः योगाभ्यासः आरम्भयेत् इति मम मतम् अप्ले वयसि योगस्य ध्यानस्य च आरम्भेन बहु लाभाः सन्ति यदि अहं प्रतिदिनं योगः कुर्मः तर्हि बहु आमयः अस्माकं तः दूरे भवत् भविष्यति यदि अहं प्रतिदिनम् पञ्चमिनटोनपर्यन्तं ध्यानं कुर्मः तर्हि अस्माकं मनश्शान्तिः प्राप् मनश्शान्तिः तथा शारीरिकस्वास्थ्यं प्राप्तं भविष्यति इति कारणे प्रतिदिनं ध्यानं कुर्मः प्रतिदिनं योगः कुर्मः अस्य लाभाः केवलं लाभाः कृते न य काचित् लाभाः न दर्शयति किन्तु अस्माकं शरीरस्य अन्तर्भागे तस्य लाभाः भवन्ति मनुष्यः यदि योगः कुर्मः ध्यानम् कुर्मः तर्हि सः मनश्शान्तिः प्राप्नुष्यति इति कारणे योगः कुर्मः ध्यानधारणाः अपि कुर्मः एषः अस्माकं हिन्दुधर्मः हिन्दुधर्मे बहु सम्यक् रूपेण कथयिष्यति कं कथयति अनेकाः शास्त्रज्ञाः अनेकाः तत्वज्ञाः शोधकार्यं कृत्वा योगं योगस्य महत्वम् कथं कथयति पतञ्जलिः अस्माकं योगगुरुः अस्ति